नाम देवताविषये वयं कृष्णः विष्णुः नारायणः इति वदन्ति तत् किमर्थं तेषां विष्णुः किमर्थं विष्णुः इति वदन्ति किमर्थं कृष्णः इति वदन्ति किमर्थं नारायणः इति वदन्ति तत्र भवती विष्णुः नाम विष्णोः अवतारः भवति सर्वे अन्ये सर्वे विद्यमानानि नामानि पर्यायपदानि इति वदन्ति परन्तु किमर्थं तत्र विष्णुः इति उक्तवान् किमर्ह्ं नारायणः इति किमर्थम् कृष्णः इति तत्र विष्णुः नाम विष्णुः व्याप्नोती इति विश् धातोः व्याप्नोदी इत्यर्थेन निष्पन्नं विष्णुः इति तत्र विश् व्याप्नोदी नाम विश्वे सर्वत्र यः यः व्यापिदः सः विष्णुः इति सर्वत्र भवदि सः सृष्टिकर्ता भवति तस्मात् स्थितिः सृष्टिः नास्ति स्थितिः स्थितिः कार्यं सः करोति सर्वेषाम् वस्तूनां सगलसर्वचराचराणां सिदी सः गरोदीदि विश्वदीदि विश् व्याप्नोति इति विश्वे सर्वत्र व्यापिदः तस्माद् विष्णुः इति नारायणः नाम नृ नयती इति सम्यक् नयति इति कुत्र विषये यद्विषयं जानाति तस्य विषये नयति इति नरं नयति इति सम्यग् नयति इति कृष्णः नाम कर्षयति इति कृष्णः आकर्षती इति कृष्णः आकर्षणं यः करोति सः कृष्णः इति तदेव देवतानां तत्त्वम्